नमस्ते हा हा वदतु हा सत्यम् सङ्ख्यापि तत्रेव प्राप्ता वा अस्तु हा अस्तु अस्तु

अस् अस्तु इदानीं पूर्वं कुत्रापि योगासनस्य प्राणायामस्य अथवा ध्यानस्य अध्ययनं कृतं वा अर्थात् प्राक्टिकल् इति वदामः खलु प्रयोगात्मकं कृतं वा

हा सत्यम्

कुत्रापि तत्र कक्षार्थं पूर्वं गतं वा एतद् विहाय एतत् दर्शनम् अर्थात् दूरदर्शने दूरदर्शनं विहाय कुत्रापि साक्षात् अन्तेवासी भूत्वा तथा कुत्रापि अधीतं वा योग योगस्य विषये तथा नैव कृतं वा अस्तु इदानीं किमर्थं योगाभ्यासः कर्तव्यः इति मनसि आगतः

ओ तथा वा कियान् वयः भवतः इदानीम् पञ्चविंशतिः वा अस्तु अस्तु तर्हि तत्र प्रातः काले एव आगमनं वरम् इति मम अभिप्रायः किमर्थमित्युक्ते प्रातः काले किञ्चित् न्यूनाः जनाः भवन्ति अनन्तरं भवान् इदं किं करोति तत्र कर्यालयं गच्छति वा अध्ययनं करोति वा किं कुर्वन्नस्ति भवानिदानीम् छात्राः वा हा हा तर्हि हा तथा वा तर्हि षड्वादने कक्षा भवाति प्रतिदिनं षड्वादने भवति भानुवासरं विहाय सर्वेषु अपि दिनेषु योगासनमपि भवति प्राणायामः भवति अहं किं वदामि इत्युक्ते इदानीम् अद्य तु अद्य तु मङ्गलवासरः श्वः आरभ्य षड्वादने अस्माकं योगभवनं वर्तते अत्रैव भवतः वासः कुत्र तथा वा हा पद्भ्याम् आगन्तुं शक्नोति खलु हा अस्तु तर्हि श्वः षड्वादने एव समीचीनं वर्तते अथवा षड्वादने आगत्य कक्षां स्वीकर्तुमर्हति भवान् अस्तु वा हा तर्हि मिलामः श्वः मिलामः नमस्ते हा हा